अहं एकः कृषकः अस् कृषकः परिवारस्य अस्मि यतदर्थम् अहं चिन्तयामि कृषकः समीचीनं भवति मातापितरौ अहं सेवा करणार्थं तेषां कृते सहायं करोमि यस्मिन् समये ते कार्यं करो कुर्वन्ति तदानीं गत्वा तेषां कार्ये अहमपि सलग्नं भवामि तर्हि कृषकः बहु परिश्रमे भवन्ति एवं परिश्रमस्य फलम् एवं भव सम्यक् भवति यतो हि अहं कृषकः परिवारस्य अस्मि अहमपि चिन्तयामि किञ्चित् मम अपि सोभाग्यं भवेत् कृषकस्य विषये ज्ञानार्थं इतोपि अस्माकं भारतदेशस्य तरुणः सन्ति तेषां कृते अपि बोधनीयं सर्वे कृषकः भवन्तु कृषकः भवितुम् अपि जाब् कर्तुं शक्नुवन्ति तद् अस्माकं परिवारस्य समायस्य राष्ट्रस्य उन्नति भवति एतदर्थं कृषकः विषये किञ्चित् अवश्यं चिन्तनीयम् एवम् अहं चिन्तयामि कृषकः सर्वदा समीचिनं रूपेण कार्यं कुरु कुर्वन्ति तेषां कृते सर्वदा सहाय्यं करणीयम् इति